अहं रेल् याने तत्र अधिकं प्रयाणं करोमि रेल् याने मम तत्र प्रयाणस्तु सुखकरः भवति अहम् अस्मिन् वर्षे हिमालयपर्यटनं कर्तुं गतवान् शिव्मोग्गातः बेङ्गलूरूपर्यन्तं रेल् यानेन एव गतवान अनन्तरं चण्डिगड् पर्यन्तं फ्लैट् मध्ये गतवान् पुनरागमनसमये चण्डिगडतः बेङ्गलूरुपर्यन्तमपि रेल् याने एव आगतवान् अतीवसुखकरम् आसीत् इदानीन्तु रेल् याने सौलभ्यादिकम् अधिकं जातमेव तत्र व्यवस्था तु सम्यक् भवति अनन्तरं स्वच्छताविषये इदानीन्तु रेल् याने स्वच्छताविषये अधिकं अवगमनं दत्तम् अतः रेल् याने प्रयाणमपि सुखकरं भवति अनन्तरं आहारादिकं स्वच्छताविषये अधिकं अवगमनं दत्तम् इति कारणतः अहं रेल् याने प्रयाणं अधिकाधिकम् इच्छामि अस्तु